हरिः ओम् नमस्ते आं पुत्री उमापुत्री खलु आम् आम् आम् आं कानिचनवाक्यानि अहं वक्तुम् इष्टवान् तदर्थमेव आहूतवान् वैयक्तिकं वदामश्चेत् भगिन्याः पर्फ़ार्मेन्स् सम्यगस्ति पठने प्रतिभा सम्यक् प्रदर्शिता भगिन्या तद् बहु सन्तोषस्य विषयः भगिनी गणितं वा रसायनं वा आङ्ग्लभाषायां वा सम्यक् चातुर्यं प्रदर्शितवती अस्माकं विद्यालयस्य एतद् गौरवमस्ति भगिनी पुत्री तदर्थम् अहं बहु मम धन्यवादं महती वक्तुमिच्छामि तादृशी एका उत्तम छात्रा अस्माकं विद्यालये पठति इति अस्माकं गौरवस्य विषयः किन्तु इतोपि अतिक्रम्य पुत्री संस्कृतम् अनन्तरं योगाभ्यासः एतत् द्वयम् अपि स्वीकरोति चेत् भविष्यति इतोपि उज्वलं भवति इतोपि शोभते इति मम अभिप्रायः भगिनी पुत्री भगि बहु तीव्रतया चिन्तयतु संस्कृतपठनं परमावश्यकम् इति मम अभिप्रायः किमर्थमित्युक्ते अग्रिमकाले यदा नासिक् नासा इत्यादि विशिष्ट तत्र संस्थाः सन्ति तत्रापि संस्कृतज्ञानमपेक्षितं भवति तदर्थम् उत्तरभारते वा कुत्रापि गच्छति चेत् भगिन्याः संस्कृत पुत्र्याः संस्कृतज्ञानं निश्चयेन साहाय्यं करिष्यति तदर्थं मम अभिप्रायः संस्कृतपठनं स्वीकरोतु एकम् अनन्तरं योगाभ्यासः स्वास्थ्यं सम्यक् रक्षणीयम् तदर्थं योगाभ्यासः अपि स्वीकरणीयः निश्चयेन तस्य प्रारम्भः यावत् शीघ्रं भगिनी पुत्री करोति तावत् शीघ्रं करोतु इति मम चिन्तनम् हा धन्यवादः

धन्यवादः भगिनी धन्यवादः सन्तोषः